एकवारं तत्र तरणं पाठितवान् तत्र एक् एकः तादृशः आसीत् यः अति उत्साही तरणकाले सः अनवधानवशात् तर् जले जले अगच्छत् तस्मात् पुनः अहं तत्र गत्वा तस्य उपरि आनयनं अकरवम् अनेन प्रकारेण एका एकदा एषा समस्या जाता अनन्तरं तस्य उपरि आन आनयनेन एव तस्याः समस्यायाः अपाकरणं अभवत्